मम शास्त्रस्य नाम व्याकरणम् इति अस्ति षड् द व्याकरणं नाम संस्कृते उच्चारणविषये तथा उच्चारणविषये नास्ति शब्दसाधुत्वविषये व वदति तद्वत् शास्त्रमस्ति व्याकरणम् इति व्याकरणम् अध्येतुं भिन्नस्तराः आवश्यकाः भवन्ति यथा आरम्भिकस्तरे एव शब्दानां विषये तथा शब्दपठनं तथा धातुपठनं यथा रामः रामौ रामाः इत्यादिकं शब्दः कण्ठस्थीकरणम् आवश्यकम् तदनन्तरमेव व्याकरणशास्त्रे यथा सूत्राणां पठनम् आवश्यकम् इति अहं चिन्तयामि अतः प्रारम्भिकस्तरे प्रारम्भिकस्तरे शब्दानाम् ज्ञानमेव आवश्यकम् इति तथा अर्थः अर्थः तद्वद् शब्दानाम् अर्थमपि खण्डस् पठनं तावदेव आवश्यकं पुनः एव सूत्राणां पठनं कथं शब्दाः आगच्छन्ति सूत्रानुसारम् इत्यादिकं तदनन्तरमेव आवश्यकम् अतः प्रथमम् शब्दानां पठनं यदा प्रायः अस्माकं कलालये अथवा यूनिवर्सिटिमध्ये प्राक्शास्त्री शास्त्री आचार्यः शिक्षाशास्त्री एवं प्रकारेण एव भवति शास्त्राणाम् अध्ययनम् आदौ प्राक्शास्त्रीस्तरे शब्दाः माहेश्वरसूत्राणि इत्यादिकं न्यूनमेव पाठनीयमिति